नमस्ते महोदय एतत् ओला बुक्किङ्ग् वा मम नाम श्रीहरिः इदानीं मम मातापितृभ्यां प्रवासार्थं कार्यानं बुक् करणीयं भवान् स्वीकरोति वा आ आ अस्तु तर्हि प्रयाणं बेङ्गलूरुतः चिक्कबल्लापुरनगरं प्रति प्रैम् सेडान् इति वर्गस्य कार्यानं बुक् करणीयं तयोः नाम लक्ष्मी नारायण इति जङ्गमदूरवाणीसङ्ख्या नैन् ऐट् ऐट् सिक्स् फ़ैव् नैन् ऐट् ऐट् सिक्स् सेवेन् इति स्वीकृतं वा अस्तु अस्तु अस्तु